न मम परिचित तु महाविद्यालये उपाध्युक्तः कोऽपि नास्ति परञ्च अस्माकमस्ति गुरुवरः डम्रूधर् महोदय सः बहु ची समीचीनम् पाठयति तथा च पी एच् डि कृत्वा सः केन्द्रीयसंस्कृतविश्वविद्यालये जयपुरपरिसरे आचार्यस्य भूमिकां निर्वहति महोदयः छात्राणां कृते महदुपकरोति तथाच महोदयस्य भारतीय विज्ञाने संस्कृते यत् ज्ञानम् अस्ति तद् बहु समीचीनमस्ति महोदयः छात्राणां कृते साहाय्यं ददाति तथा च महोदय संस्कृतस्य प्रचारप्रसारे संलग्नः अस्ति डम्रूधर् महोदयः संस्कृतभारती इत्यस्य कार्यकर्ता अस्ति तथा च महोदयः प्रतिदिनं छात्राणं कृते सकारात्मकपुनर्बलं ददाति महोदयः पी एच् डी छात्राणां कृते अपि प्रशिक्षणं ददाति शिक्षाशास्त्रीच्छात्राणां कृते महोदयः मनोविज्ञानस्य कक्षां चालयति